सीमिते कस्मिंश्चिद् भौगोलिकप्रदेशे सहजीवमानाः सर्वाः भाषाः परस्परम् सम्बद्धाः प्रभाविताः एव भवन्ति अथः अतः यथा संस्कृतभाषायाः अन्यभाषाः प्रभाविताः तथैव संस्कृतभाषा अपि अन्यभाषाभिः सांस्कृतिकदृष्ट्या भाषादृष्ट्याः च प्रभाविता एव अस्ति भारतं तु बहूनां भाषा भाषानाम् उद्गमस्थानं संस्कृतं तु कम्यूनिकेषन् लेङ्ग्वेज् इव पूर्वकाले उपयुज्यते स्म इदानीमपि तथाविधेन तत् प्रवर्धमानम् अस्ति प्रतिप्रदेशं यदा जनानाम् जीवनशैलिः सं शैली संस्कृतिः रीतिनीतयः यथा भिद्यन्ते तेषाम् शब्दचयनम् उच्चारणं सर्वं भिद्यते अतः तत्रत्य प्रादेशिकभाषायाः प्रभावः संस्कृतस्य उपरि अवश्यं जातः अस्ति भारतस्य भिन्नान् भिन्नान् प्रदेशान् गत्वा तत्र वसानानां संस्कृतं शृणुमः चेत् एतद् स्पष्टं भवति